भारतीयवास्तुशास्त्रस्य विषये मुख्यग्रन्थाः एवं सन्ति मनसारशिल्पशास्त्रं रचयिता मनसारः अस्ति मायामतं रचयिता माया वर्तते विश्वकर्मवास्तुशास्त्रं रचयिता विश्वकर्मा समारङ्गणसूत्रधारः इति तस्य रचयिता राजा भोजः वर्तते अपराजित पृच्छ इति इदं विश्वकर्म विश्व् विश्वकर्म तस्य पुत्रस्य अपराजितस्य मध्ये कृतः संवादः वर्तते शिल्परत्नम् इत्यादिकं भारतीयवास्तुशास्त्रस्य मुख्यग्रन्थाः वर्तन्ते